शब्दाः संस्कृतभाषायाः शब्दाः एव तस्यैव तद्भवरूपाः अपभ्रंशरूपाः दृश्यन्ते अतः अस्माकं राज्ये तु संस्कृतस्य प्रभावः बहु वर्तते इत्येव वयं वक्तुं शक्नुमः एवं च संस्कृतभाषायाः अध्ययने अपि अत्र प्रथमपत्रं दशमीकक्षा दशमीकक्षापर्यन्तं प्रथमपत्रत्वेन अथवा तृतीयपत्रत्वेनापि संस्कृतं स्वीकृत्य अध्ययनं कर्तुं शक्नुवन्ति ततोपरि पि यु सि इति वदामः प्लस् टु तत्रापि वयं संस्कृतम् अध्येतुं शक्नुमः तत्र आप्शन् रूपेण विकल्परूपेण संस्कृतम् अध्येतुं शक्नुवन्ति तस्य प्रभावः तु अस्माकं भाषायां बहु दृश्यते एव तस्यैव शब्दाः तथैव स्वीकृताः अपि केचन सन्ति किञ्चित् परिवर्त्य स्वीकृताः अपि दृश्यन्ते अतः तद् विषये बहु अवधानम् अस्माकं मातृभाषायां दत्तं वर्तते संस्कृतस्य गौरवः तु तत्र मातृभाषायां दृश्यते एव तत् एव संस्कृतभाषायाः शब्दाः एव अधिकतया सन्ति इत्येव वयं वक्तुं शक्नुमः